वेदाः खलु अनन्ताः इत्युच्यन्ते वेदानां कृते अन्त्यमेव नास्ति तथा रीत्या अनन्ता वै वेदाः इति कलियुगे जनानां सौकार्यार्थं व्यासमुनिना वादरायणेन विभागः कृतः एषु मन्त्रेषु देवानां स्तवः भवति प्रशंसा तद् ऋग्मन्त्राः यत्र यज्ञानाम् अनुष्ठानार्थं मन्त्राः भवन्ति ते यजुर्वेदः मन्त्राः गानरुपमन्त्राः सामवेद विभिन्नविषयान् अधिकृत्य ये मन्त्राः सन्ति ते अथर्ववेदा इति एवं भवति एवं सौकार्यदृष्ट्या चतुर्धा विभक्तः वेदः अत एव बादरायणस्य अन्यन्नाम वेदव्यासः विव्यास वेदान् इति वेदव्यासः इति भवति मया ऋक्शाखा अधीता ऋग्वेदे आश्वलायनसूत्रः तथा च ऋग्वेदीयाः सर्वे मन्त्राः मया अभ्यस्थाः प्रतिनित्यम् अहं पारयाणं करोमि ऋग्वेदस्य अयं विशेषः अस्ति यद् सर्वेपि मन्त्राः छन्दोबद्धाः भवन्ति यथा वा गायित्री त्रिष्टुप् जगती ईदृश छन्दस्सु निबद्धाः मन्त्राः श्रोतुं बहु हितकरं च भवति